चाणक्यनीतिसारः इति पुस्तकम् अहं पठितवती चाणक्यनीतिसारे अनेकाः नीतिकथाः मम जीवने बहुप्रभावं करोति ताः नीतिकथाः मम जीवनस्य सन्मार्गे गन्तुं साहाय्यं कुर्वन्ति इयं नीतिकथां पठित्वा अहं नीतिः इति विषये अपि ज्ञातुं शक्तवती समाजे केन प्रकारेण कार्यं करणीयं जनानां सह केन प्रकारेण वार्तालापः करणीयः इति विषये अपि अहं ज्ञातवती चाणक्यनीतिसारः इति पुस्तकं मम उपरि बहुप्रभावं करोति